अहं राजस्थानप्रदेशे निवसामि अत्र महती राजपरम्परा आसीत् राजस्थानस्य राजानः आजीवनं क्षत्रीयधर्मं पालयाञ्चक्रुः यदा ते कदापि समस्याम् अनुबभूवुः तदा ते धर्मजिज्ञासार्थं धर्मशास्त्रम् आशिश्युयुः धर्मशास्त्रस्य अस्माकं संस्कृतवाङ्मये बहुमहत्त्वं वर्तते अत्र बालकाः पित्राज्ञां निस्सङ्कोचं भूत्वा पालयन्ति धर्मशास्त्रे जीवनकलापविषये निर्देशाः सन्ति तेभ्यः निर्देशेभ्यः जीवनसौकर्यं वर्धते यथा यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः एतादृशानां धर्मसूक्ष्माणां विषये संस्कृतवाङ्मयतः ज्ञानं प्राप्य स्वाचरणे समानयन् अस्माकं पूर्वजाः अतः संस्कृतिवर्धने संस्कृतस्यापि योगदानं महत्त्वपूर्णं वर्तते इति अहं चिन्तयामि